मम व्यक्तित्वे संस्कृतौ च संस्कृतस्य प्रभावः बहु अधिकम् अस्ति अहम् अस्माकं भारतीयसंस्कृतिं बहु इच्छामि वेषभूषा अस्माकं कला आचरणादि अहं सर्वदा न त्यजामि अहं गृहे अपि संस्कृतेन सम्भाषणं करोमि संस्कृतिसंस्कृतस्य प्रसारणार्थं गृहे बालकेन्द्रम् अपि चालयामि कुत्रापि बालिकाः अस्माकं संस्कृतिं त्यक्त्वा वेषभूषम् आचरणं च करोति चेत् अहं तेषां कृते अस्माकं संस्कृति आचरणस्य महत्त्वं वदामि तद् आचरणं किमर्थं करणीयम् इति अपि वदामि केचन बालिकाः सन्तोषेण मम हितवचनं स्वीकरोति इत्युक्ते ते संस्कृतिविषये न जानन्ति न आचरन्ति च संस्कृतम् अस्माकं राष्ट्रभाषा भवतु इति अहम् इच्छामि